क्रिकेट् क्रीडा मह्यं बहु रोचते अहं प्रतिदिनं क्रिकेट् क्रीडां क्रीडामि अहं मम मित्रैः सह प्रतिदिनं सायङ्काले क्रीडाङ्गणे क्रिकेट् क्रीडां क्रीडामि मम नगरे बहूनि क्रीडाङ्गणानि सन्ति तत्र बहवः छात्राः भवन्तु बालकाः भवन्तु वा ज्येष्ठाः भवन्तु ते सर्वे मिलित्वा क्रिकेट् क्रीडां क्रीडन्ति